अहं गतमासे आन्लैन् माध्यमेन एकां शाटिकां क्रीतवती तत्तु कार्पासवस्त्रम् अस्ति गुणवत्ता अपि उत्तमा अस्ति जले यदाहं प्रक्षालितवती वर्णः अपि न गतः मम सख्यः बहु प्रशंसाम् अपि कृते कृतवत्यः बहु सुन्दरी शाटिका इति तत्र साङ्गनेरि प्रिण्ट् बहु समीचीनम् अस्ति अहम् एतादृशम् एव इतोऽपि तिस्रः शाटिकाः पुनः क्रीतवती अहं बहु सन्तुष्टा अस्मि धन्यवादः